भारतस्य प्रसिद्धाः नृत्यशैल्यः तत्र भरतनाट्यं कत्थकः इति प्रकारद्वयं सुप्रसिद्धः अस्ति भरतनाट्यकलायां रुक्मिणिदेवी इति प्रसिद्धा अस्ति इतोऽपि अन्यप्रकारः कत्थकः अस्मिन् प्रकारे पण्डित्बिरुजुमहाराजः प्रसिद्धः अस्ति पण्डितः बिरुजुमहाराजस्य जन्म चत्वारि फ़ेब्रुवरि अष्ट त्रि नव एकतमे हाण्डियामध्ये अभवत् पण्डितः बिरुजुमहाराजस्य मृत्युः सप्तदश जनवरी द्वे द्वे शून्यं द्वे तमे देहल्याम् अभवत् महोदयः राष्ट्रीयपुरस्कारं प्राप्तवान् आसीत् समीचीनं योग्यम् निर्देशनम् इति विषये राष्ट्रीयचित्रपटपुरस्कारः महोदयः प्राप्तवान् आसीत्